मम प्रदेशे कश्चन सांस्कृतिकक्रीडाः सन्ति ताः सांस्कृतिकक्रीडाः एतादृशाः अस्ति लगोरि अनन्तरं कुण्टेबिल्ले अनन्तरं कोको अनन्तरं कबड्डि इति लगोरी कथं क्रीडामः चेत् सर्वे जानीमः एकं कन्दुकं कश्चन शिलाखण्डः भवति चेत् पर्याप्तम् अनन्तरम् कबडि कथं क्रीडामः चेत् तदपि जानीमः ये गणद्वयं भवतः एकस्मिन् गणे न्यूनातिन्यूनं पञ्चजनाः अत्यधिकं सप्तजनाः भवितव्याः तादृशं गणद्वयं भवितव्यं तद्विहाय कोको क्रीडापि सांस्कृतिकक्रीडामध्ये आगच्छति तद् विहाय पूर्वे उक्तवान् खलु कुण्टेबिल्ले इत्युक्ते कश्चन रेखां स्थापितवान् तस्मिन् रेखेस्मिन् मध्ये रेखेस्मिन् मध्ये एव एकस्मिन् पादे गन्तव्यम् इति क्रीडा तादृश्यः बहवः सांस्कृतिकक्रीडाः भवन्ति अस्माकं प्रदेशे किन्तु इदानीं नगरम् नगरीकरणकारणेन कश्चन क्रीडाः जनाः न क्रीडन्ति तथापि यदा कदापि पर्वस्य स दिनस्य स पर्वस्य दिने जनाः मिलित्वा क सांस्कृतिकक्रीडां क्रीडन्ति